अहम् अष्टाध्यायी इति आप् उपयोगं करोमि तत्र व्याकरणविषये यदि संशयाः सन्ति नाम तत्र अन्वेषितुं शक्यते पुनः तत्र प्रक्रिया अपि भवति पुन सूत्राणि अमरकोशः इत्यादि विषयाः अपि भवन्ति पुनः धातुपाठः इत्यादिकं विषये अपि अन्वेषितुं शक्यते पुनः म्युसिक् आप् उपयोगं कुरोमि तत्र सङ्गीतं गीताः व्याहान्त् यदि सम्यक् मनः उल्लासः भवतु इति श्रुणोमि युट्युबपि पश्यामि तत्र यदि पाठः न अवगतः इति चेत् अन्यैः कृतं विड्यो पश्यामि तेन सम्यक् अवगमनं भवति